सामान्यतः जनाः चित्रकलायाः शिक्षणे आदौ कृतः दोषः भवति तेषां पूर्वज्ञानं तेषां पूर्वज्ञानम् अधिकृत्य ते लघुदोषाः क्रियन्ते तत्र तेषां पूर्वज्ञानमेव प्रथमज्ञानम् इति ते चिन्दयन्ति तदेव मुख्यः दोषः भवति अतः तं दोषं निवारयित्तुं पूर्वज्ञानस्य निवारणेन पूर्वज्ञानं पूर्वज्ञानस्य पूर्वज्ञानं यदि पूर्वं निष्क्रियमाणस्य दोषज्ञानस्य निवारणेन उत्तमरीत्या प्रथमतया चित्ररचनाभ्यासं करोति चेत् तत्र चित्ररचनावेलायां सम्भवितुं दोषाः निवारयेयुः न दोषाणां निवारणं कर्तुं शक्यते तत्र उत्तमकलाकाराः तस्य शक्तिः